संस्कृतं भारती एकः सङ्घः वर्तते तत्र भारतीयमध्ये संस्कृतस्य सङ्घः अस्ति चेत् तद् सम्यक् समाजमध्ये अपि भवति चेत् तदपि विषयस्य जानीमः किन्तु एकस्मिन् एकस्मिन् ग्राममध्ये संस्कृतस्य इतोऽपि नास्ति इदानीं कर्तुं शक्यते तदेव जानीमः जायमानम् अस्ति संङ्घस्य बहूनि स्थानम् अपि समाजमध्ये अस्ति कथं ग्रामे ग्रामे इदानीं चिक्मगळूरु जिल्ले शृङ्गेरितालूक् मध्ये अस्ति संस्कृतः क्षेत्रं तत्र तत्र संस्कृतमपि भवती शास्त्रमपि अभ्यासं क्रियमाणमस्ति अनन्तरं कोलेज् अस्ति तत् सम्यक् अनन्तरं समाजे तद्विषयं वक्तुम् इदानीं तु बेङ्गळूर्मध्ये अनन्तरं सिटि सिटि मध्ये किमपि किमपि इदानीं नास्ति संस्कृतं केवलम् आङ्ग्लः एव अस्ति तर्हि तर्हि तद्विषये संस्कृतविषये अहं गृहे गृहे गत्वा वदामि चेत् तत् सम्यक् तद्कार्यमपि सम्यक् भवति किन्तु गृहे गृहे गत्वा संस्कृतसम्भाषणं कृत्वा अनन्तरं तद् फ़स्ट् लेवेल् भवति इति भारतीयसंस्कृतम् अनन्तरं तत्र तद् वृद्धाश्रमे बालकेन्द्राणि तत्रापि सः बालकेभ्यः केन्द्राणि अपि सन्ति रुद्राश्रमे तद् सम्यक् न भवति गृहे रहितानि सङ्ख्यावर्धनं गृहे गृहे मध्ये इदानीं मम गृहं मध्ये अहं मम माता अनन्तरं मम भगिनी सा संस्कृतं जानाति सङ्घः अपि वर्तते अहं राष्ट्रोत्थानपरिषत् मध्ये पठनार्थं जातम् इदानीम् अत्र अत्रैव आगत्य अहं पठनार्तं जायमानमस्ति सङ्ख्या संस्कृतसङ्ख्यावर्धनम् अस्ति इति मन्ये